आम् अहं धनं दत्तवती यत्र आवश्यकम् अस्ति तत्रेव अहं धनं ददामि कस्यापि दुक् दुःखितेषु जनेषु अहं यदा आवश्यकं तदा धनं ददामि अन्तर्जालद्वारा अतिधनस्य उपयोगं न कृत्वा अन्तर्जालद्वारा अहं पेट्रोल याने पेट्रोलं पूरयामि किमपि सस्यं स्वीकरोमि शाकम् आपणे गत्वा एव विपण्यां गत्वा एव अहं तस्य उपयोगं करोमि विनिमयस्य च कल्पना कथं परिवर्तिता अन्तर्जालद्वारा धनस्य योग्यरूपेण धनं प्रचलति अस्माकं कृते बहिः गन्तव्यं नास्ति केवलम् एकस्थाने उप उपविष्टा केवलं कार्यं करणीयमेव